नाट्यशास्त्रं वदति गीतं वाद्यं तथा नृत्यं त्रयं सङ्गीतमुच्यते सङ्गीतस्य परिभाषा अस्ति गीतं वाद्यं नृत्यं त्रयाणाम् अपि अस्माकं किमपि उत्सवेषु ते सर्वाणि उपस्थितं भवितुं बहु आवश्यकमस्ति इति अहं मन्ये यदि नास्ति चेत् तद् केवलम् एकः सम्भाषणप्रोग्राम् भवति तन्मध्ये किमपि रसः नास्ति किं रसः अस्माकं भारतीय कलानां मध्ये रसास्वादः एव सर्वं सर्वोच्च फलमस्ति सर्वोच्चलक्ष्यमपि अस्ति रसास्वादनम् तथा यदि उत्सवेषु रसः नास्ति तदा तत्तु केवलं विज्ञानम् अथवा केवलं दर्शनं भवति विशिष्टवाद्ययन्त्राणि पञ्च वाद्यानि सन्ति पञ्च वाद्यानि विशिष्टतया केरळादेशे किमपि किमपि यदि उत्सवः भवति पञ्च वाद्यानि सन्ति ते पञ्च वाद्यानि बहु मङ्गलवाद्यानि सन्ति तन्तुवाद्यं तन्तुवाद्यं क्लिष्टं शिशिरवाद्यं शिशिरवाद्यानां मध्ये नादस्वरमस्ति उत्तरभारते शेहनायि अस्ति एते सर्वाणि वाद्ययन्त्राणि मङ्गलवाद्यानि सन्ति तदा किमपि उत्सवः भवति यदि देवालयस्य उत्सवः भवति तदा देवालयस्य देवालयस्य ईश्वरः ता तद् उत्सवविग्रहः बहिरागच्छति बहिरागन्तुं समये बहू मङ्गलवाद्यानि सन्ति बहु नृत्यमपि भवति किमर्थं तद् देवः वयं तु देवाः देवान् द्रष्टुं देवालये गच्छामः अधुना देवः अस्माकं दर्शनार्थे बहिः आगच्छति इति बहु मन्यन्ते तदा वाद्ययन्त्राणि मङ्गलवाद्यानि मङ्गलघोषः बहूनि भवन्ति उत्सवः देवालयस्य अथवा धार्मिककार्यक्रमस्य भिन्नः नास्ति इति अहं मन्ये अधुना रिलिजियन् स्पिचुलिटि ते सर्वाणि भिन्नाः सन्ति तथापि अस्माकं सनातनक्षेत्रे ते भिन्नः न सन्ति सर्वे उत्सवानां ईश्वरस्य समीपे भवन्ति सर्वे उत्सवानाम् अस्माकम् ईश्वरस्य समीपे आनयन्ति तदा संस्कृतं सांस्कृतिक उत्सवेषु एतानि सांस्कृतिकवाद्यानि गीतानि नृत्यानि बहु सन्ति